निर्वाचनकाले मया बह्व्यः समस्याः सम्मुखीकृतास्सन्ति गमनागमने वाहनानाम् अभावः दैनन्दिनवस्तूनां प्राप्त्यर्थं शतयोजनदूरगमनम् एकस्मिन् गृहे निर्वाचनपक्षम् अधिकृत्य बाधाः एवं प्रकारेण समस्याः तत्र सन्ति